विगतकेषु वर्षेषु मनोरञ्जनस्य परिवर्तनं आफ़्लैन् रूपेण यदा यद्स्थलम् अभवत् तस्स् तस्या तस्य स्थलात् इदानीं सर्वा कार्यक्रमाः यूट्यूब् लैव् स्ट्रीमिङ्ग् मद्ये प्रचलन्नस्ति पूर्वमेकस्मिन् स्थले एव तत् सर्वं कार्यक्रमाः आसन् इदानीं अनेकेस्मिन् स्तले अभवत् भवति चेत् यूयूट्यूब् लैव् स्ट्रीमिङ्ग् मद्ये सर्वं कार्यक्रमानि प्रचलन्ति स्थलः त तैः जनाः दूरडर्शनं सङ्गणके यूट्यूब् लैव् स्ट्रीमिङ्ग् पश्यन्टि एतस्मात् यदि कार्यक्रमः बहु दीर्घं भविष्यति चेत् तर्हि दीर्घतमका कालं यदि सः कार्यक्रमः यूट्यूब् लैव् स्ट्रीमिङ्ग् मद्ये पश्यति चेत् तस्याः नेत्राः स्ट्रेन् भविष्यन्ति अतः अस्य परिवर्तनस्य विषये मम अभिप्रायः कः इति इत्युक्ते अस्माकं अस्माकं देशे यत्र यत्र तत् कार्यक्रमानि बहु दीर्घकालानि प्रचलन्ति ते एव तत्रैव स्वयमेव गत्वा दर्शयतु यदि समयः न लभ्यते चेत् तर्हि एव यूट्यूब् लैव् स्ट्रीमिङ्ग् मद्ये पश्यतु इति मम अभिप्रायः